लेखनसमये प्रेरणार्थं किमपि वस्तु स्वीकृत्य लिखामि इत्युक्ते केनचित् किमपि लिखितं दृष्ट्वा तदनुवादं करोमि नो चेत् स्वयं प्रतिदिनं पाठनीयमस्ति किल अतः पाठनार्थम् अपेक्षित अंशानपि लिखामि तद्विषये कदाचित् अत्यन्तमित्रस्य सविधे चर्चां करोमि विशेषरूपेणचर्चा नास्ति यत्किमपि मम डौटस्ति सन्देहः अस्ति तत्र पृच्छामि नो चेत् मम एव मनसि आगच्छति ओ सम्यक् लिखितवानहमिति तदा पश्यतु भोः एवं सम्यगिति मम भाति भवान् कथम् एतद् चिन्तयति अस्मिन् विषये भवतः अभिप्रायः कः इत्यपि पृच्छामि अतः उभयथापि तत्र चर्चां करोमि पुनश्च भाषाशुध्यर्थं कदाचित् विशेषरूपेण वैयाकरणानां सविधे मार्गदर्शनं स्वीकरोमि यत्र मम सन्देहः आगच्छति प्रायः सामान्यभाषा अस्ति चेत् सन्देहः नागच्छति विशेषश्ब्दप्रयोगे सति प्रयोगे सति तत्र सन्देहः आगच्छति अतः तादृशसन्दर्भेषु वैयाकरणस्य मार्गदर्शनं स्वीकृत्य लिखितस्य लेक् लेखस्य परिष्कारम् अपि सम्पादयामि लेखनसमये प्रेरणा स्वयमेव आगच्छति तत्र स्वास्थ्यं बहु महत्वपूर्णम् इति अहं चिन्तयामि यदि स्वास्थ्यं सम्यगस्ति तर्हि कस्यचित् लेखकस्य कृते स्वयमेव प्रेरणा प्राप्यते तत्र पुनः अन्यस्य प्रेरणा अत्वा बाह्य बिन्दूनां बाह्य अंशानां प्रेरणा नापेक्ष्यते इति अहं चिन्तयामि